युवानां पशूनां पालनं किञ्चित् जागरुकतया एव वर्तते तेषां कृते सम्पादन सम्पादनं नास्ति एव पालनार्थमपि अधिकं धनस्य आवश्यकता अस्ति अस्माकं परितः बहवः पशुचोराः सन्ति ते सर्वदा युवानां पशूनाम् इच्छन्ति पशूनां पालनपोषणं सम्यक् रीत्या करणीयम् एव नो चेत् यदि कृशः भवति तर्हि अनारोग्यं बाधते अनारोग्यं भवति चेत् इतोपि कष्टं इदानीन्तनवर्षे बहवः रोगाणां पीडनम् अस्ति चरणार्थं बहिः नेतुम् आवश्यकम् एतस्मिन् समये बहु जागरूकतया जागरूकता आवश्यकम् अस्ति यथा शिशोः पालनपोषणं कुर्मः तथैव पशूनामपि पालनपोषणं करणीयम् अस्माकं गोष्ठं एका धेनुः त्रिवारं जातयः आसन्